अहं हेरस्टैल् मध्ये निपुणः आसम् मम केशाः अतीवसुन्दरतया सम्यक् आसीत् अहम् एकवारं हेर्जेल् इति स्वीकृतं तत् हिमालयन् हेर्जेल् इति यदा अहं तत् मम केशान् कृते स्थापितं तदारभ्य एतावत्पर्यन्तं मम केशाः न असमीचीनतया सन्ति किमर्थमिति चेत् एतत् प्रोडेक्ट् समीचीनं नास्ति अतः कोपि एतत् प्रोडेक्ट् यूस् न कुर्वन्तु इति मम अभिप्रायः